हरिः ओम् आगच्छतु महान् सन्तोषः अस्माकं संस्थायां तावत् कार्यं कर्तुम् उत्सुकाः अत्र आगतवन्तः तत्र प्रथमतः एवम् एकं प्रश्नं प्र प्रष्टुम् अहम् इच्छामि तत्र विश्वविद्यालयस्तरेषु अध्यापनकार्यं कर्तुम् अर्हतापत्राणि कानि वर्तन्ते वा तस्य परिचयं करोतु अवश्यं का पदविः आ सन्तोषः ह ह सन्तोषः ह ह ह

हा हा हा तत्र एवं हा हा हा भवतु नाम हा तत्र अस्माकं सम् अस्माकं संस्थायां तावत् कर्तुं तत्र अर्हता वर्तते एव सामर्थ्यं वर्तते एव परन्तु एकम् अंशं स्पष्टीकर्तुम् अहमिच्छामि यदि अङ्क अङ्काधारेणैव अस्माकं ता तत्र सम् आस्माकं संस्था तावत् नैव तत्र स्वीकर्तुम् इच्छामः परन्तु पाठनं कथं क्रियते तदेव अत्यन्तम् आवश्यकम् एतावत् गोल्ड् मेडलिस्ट् इति वर्तन्ते सिल्वर् मेडलिस्ट् इति वर्तन्ते ते यदि आगच्छन्ति चेत् कक्षायां अन्तरमागच्छन् चेत् तत्र ध्वनिरेव नास्ति चेत् ते तावत् कथं वा अध्यापनं कर्तुं शक्नुवन्ति अथ एव ध्वनिरपि आवश्यकः प्रेजेण्टेशन् इति कथ्यते खलु उपस् प्रस्तुतीकरणम् अत् अत्यन्तम् आवश्यकं शिक्षकाणां कृते तद् अस्ति वा इति भवतु भवतु नाम भवतु नाम भवतु नाम अनुभवः अनुभवः कुत्र अनुभवः कुत्रापि तत्र कृतः वा अध्यापनकार्य अनुभवः

ओ हा बहु बहु समीचीन् बहु समीचीनं यदि अध्यापन अध्यापक अनुभवः अध्यापन अनुभवः भवति चेत् अस्माकं तावत् विद्यालये कार्यं कर्तुम् अतीव आ शक्यं भवति सुलभतया सुलभतया तत्र महान् सन्तोषः कति कति दशवर्ष दशवर्षपर्यन्तं अनुभवः अध्यापनं कृत्वा अनुभवः भवतु नाम भवतु नाम

अवश्यम् अवश्यम् अवश्यं तत्र श्वः प्रातः आगच्छतु दशवादनसमये तत्र केचन छात्राः तत्र आगच्छन्ति तेषां पुरतः अध्यापनं कृत्वा आं वयं तत्र अन्तिम निर्णयं कुर्मः तावत् पर्यन्तं धन्यवादाः आगच्छन्तु